धार्मिकपरम्परायाः विषये पश्यामः चेत् यथा आन्ध्रीयाः पुनः अन्य इतरप्रदेशीयाः वयं पश्यामः चेत् तर्हि आन्ध्रीयाः पौर्णमीतिथिः मङ्गळमिति चिन्तयन्ति किन्तु अन्यप्रदेशीयजनाः केचन किं चिन्तयन्ति इत्युक्ते अमावास्या तेषां कृते मङ्गळमयम् इति चिन्तयन्ति पुनः अत्र ऊ उगादि इत्यादयः कथं भवन्ति इत्युक्ते चान्द्राय च किं सौ सौ च चन्द्रमानम् आधीरीकृत्य भवति किन्तु अन्यप्रदेशेषु सौरमानमाधारीकृत्य भवति पुनः भोजनविषयेष्वपि भेदः वर्तते यथा अत्र आदौ सूपादिकं परवेषं कुर्वन्ति अनन्तरं अन्यप्रदेशेषु कथं भवति इत्यु्कते आदौ अन्नं परिवेश्य अनन्तरं सूपादिकं स्थापयन्तः भवन्ति एवं रूपेण पश्यामः चेत् भिन्नभिन्नप्रदेशेषु भिन्नभिन्नपरम्परागत पद्धतयः प्रचलन्तः सन्ति